मम गृहसमीपे कलासामग्री भण्डारः अस्ति तत्र अहं नियमेन मृद् पुनः वाटर् पेण्ट् कलर् ओइल् पेण्ट् स्वीकरोमि तेन अहं घटनिर्माणं करोमि पुन मूर्तिनिर्माणं करोमि कर्णालोलकं कण्ठाहारः कङ्कणम् इत्यादिकं करोमि तद् कृत्वा अहम् अहं कृत्वा अन्यैः अन्य अन्यासां कृते यच्छामि नो चेत् मम समीपे भवति यदा चेत् कस्यचित् सखी पृच्छति नाम यच्छामि पुनः गिफ़्ट् रूपेण अपि यच्छामि बहुधा दत्तवती अस्मि अहम् मम कृते कलाशिल्पसामग्री नाम बहु रोचते नाम मम कृते ओइल् पेण्ट् पुनः वाटर् पेण्ट् बहु रोचते तेन अहं बहुधा चित्रकारमपि कृतवती